एलेक्शन् समये मम कृते बहु कष्टः जातः कथम् इति चेत् तत्र एलेक्शन् समये मतदानं कर्तुं वयं मतदानकेन्द्रं प्रतिगच्छामः तदा तत्र बहु दीर्घं क्यू भवति अतः मतदानं कर्तुं बहुसमयं यावत् अस्माभिः तत्रैव स्थातव्यं भवति सामान्यतः ये युवकाः भवन्ति युवतयः भवन्ति तेषां कृते तावत् कष्टं नानुभूयते किन्तु ये वृद्धाः भवन्ति अङ्गवैकल्यं येषां भवति तेषां कृते तु एलेक्शन् समये मतदानसमये बहु कष्टम् अनुभूयते यतोहि सर्वकारपक्षतः तादृश वृद्धानां कृते अङ्गवैकल्ययुक्तानां कृते कश्चन व्यवस्था वील् चेर् इत्यादिकं इदानीन्तनवर्षे कृतम् अस्ति किन्तु पूर्वम् एतत् व्यवस्था नासीत् इत्यतः बहु कष्टं जनैः अनुभूतं वर्तते एलेक्शन् समये अन्यत् कष्टम् अस्माभिः सामान्यतः सामान्यतया अनुभूयते इति चेत् वाहनव्यवस्थायां यदि वयं जिल्लान्तरम् अथवा अन्यत् ताल्लूक् प्रति गच्छामः तदा मध्ये मध्ये पोलिस् अधिकारिजनाः अस्मान् स्थगयन्ति अस्माकं वाहनं सम्पूर्णम् किमपि अस्ति वा इति पश्यन्ति तदा बहुसमयः व्यतीतः भवति सामान्यजनाः ये गच्छन्ति तस्मिन् राजकीयनेताराः ये भवन्ति तेषां धनं न गच्छति सामान्यजनानां कृते कष्टं भवति राजकीयनेतॄणां धनं तु विना कष्टं गच्छति अतः एतदेकं सामान्यजनानां कृते कष्टम् एलेक्शन् समये अनुभूयते इदानीं तु अस्माकं प्रदानमन्त्रिमहोदयः मोदिवर्यः यः वर्तते सः वन् नेशन् वन् एलेक्शन् इति वदन् अस्ति यदि तथा भवति तदा जनानां कष्टं न्यूनं भवति इति मम मतिः किमर्थम् इत्युक्ते इदानीं वर्षे एकदा ग्रामपञ्चायत् एलेक्शन् भवति अनन्तरं किञ्चित् समयानन्तरं तालूक् पञ्चायत् एलेक्शन् भवति जिल्लापञ्चायत् एलेक्शन् भवति एवमेव राज्यसर्वकारस्य एलेक्शन् भवति केन्द्रसर्वकारस्य एलेक्शन् भवति एवं वर्षपूर्णम् एलेक्शन् एव भवति चेत् तदा जनानां कृते कष्टं भवति इति मे मतिः धन्यवादः